नमोनमः मम नाम नितीशमिश्रः अस्ति

विश्वविद्यालयेषु समस्त छात्राः विद्यालये सर्वे छात्राः सम्मिलिताः राष्ट्रगानं करोति

आं महोदय राष्ट्रगानं कुर्वन्ति राष्ट्रगानं कुर्वन्ति सम्मेलनं कुर्वन्ति आम् आं मोदकादिकम्

सर्वेषाम् हा विश्व विद्यालयेषु समस्त छात्राः सम्मेलनं कुर्वन्ति आं नमोनमः महोदय नमोनमः